महोदये सुप्रभातं महोदये अहं मम रेसिग्नेशन् लेटर् प्रेषितवती असीत् तद् अधिकृत्य प्रष्टुमिच्छामि कारणं न नास्ति मम कृते एकं नूतनं जो उद्योगं प्राप्ताहम् एकं नूतनम् उद्योगं प्राप्ता तद् मम गृहस्य समीपे एव भवति इदं पर्यन्तं गन्तुं न शक्नोमि स्व तत्र सेलरी अपि बहु अस्ति तत्र मम नूतनम् उद्योगे सेलरि अपि अधिकं भवति अत्र इदम् अपेक्षया अधिकं भवति अतः अहं तत्र गन्तुमिच्छामि कृपया मम रसिग्नेषन् रसिग्नेशन् अङ्गीकरोतु एवं न एवं न तयो क्या निमेषपर्यन्तं भाषणं करणीयम् नूः नूद् मम नु नूतनम् उद्योगस्थलं मम गृहस्य समीपे एव भवति अपि च तत्र

अहं तत्र उद्योगं ओफ़ीसर् आफ़ीसर् जोब् भवति किन्तु सेलरी अधिकं भवति एवं मम गृहस्य समीपं भवति सो आगमनं व्ययं नास्ति तदेव कारणं तदेव प्रथमं कारणम् इण्डिया भारतीय लिमिटेड् एवम् एवं भवति भारतीय लिमिटेड् कम्पनी हरिशङ्करः महोपाध्यायः हरिशङ्करः महोपाध्यायः सः अपि एकम् उत्तमम् एच् आर् मेनेजर् भवति कृपया अस्तु अस्तु मम सम्भाषणम् समाप्तं कर्तुं शक्नोति वा अस्तु ह हरिः ओम् धन्यवादः